अधुना तन्त्रज्ञानं सर्वेषां कृते अतीव उपकारं भवति विशेषतया यः व्यापारं करोति चेत् तेषां कृते अधुना तन्त्रज्ञानद्वारा एतानि एप्स् सन्ति तेष तेषां द्वारा आन्लैन् आर्डर् दातुं ग्राहकैः सह सम्भाषणं कर्तुं एवं पेमेण्ट्स् कृते मूल्य स्वरूपेण आन्लैन् बेङ्किंग् द्वारा यु पि ऐ द्वारा कार्यं कर्तुं शक्यते एवं अहं विडीयो एडिटीङ् फ्री लान्सिङ्ग् करोमि तत्र अपि मम ज्ञानं वर्धयितुं तन्त्रज्ञान तन्त्रज्ञान अस्ति चेत् जालपुटे अतीव सैट्स् भवति तेषाम् अपि उपकारं भवति एवं एव तन्त्रज्ञानं व्यापार व्यापारानां कृते अतीव उपकारं भवति